भो ओला चालकः श्वः प्रातः षड्वादनं षड्वादने अत्र आगन्तव्यम् कुतः इति चेत् श्वः प्रातः सप्तवादने तत्र रैल्यानं वर्तते तस्मात् ग्रामं प्रति गमनम् आवश्यकम् एवं च शीघ्रम् आगच्छतु भोः श्वः प्रातः षड्वादने आगच्छ इन्द्राळि स्टेशन् मध्ये स्थापय